हरियोम् हरियों महोदय हा प्राप्तं परन्तु क्लेशः वर्तते हा धनं प्राप्तं धनं प्राप्तं तत्र वयं कार्यं कर्तुमागच्छामः खलु गृहतः प्रातः प्रातः आं वर्तते प्रातः प्रातः इतः प्रस्थानं कुर्मः भोजनादिकम् आनेतुं न शक्यते यदि प्रतिदिनं बहिष्टादापणादानीय खादामि चेत् आरोग्यस्य आरोग्यं गच्छति अतः इतः प् आम् न यदि तत् वयं कार्यं कुर्मः खलु तत्र पुनः आगत्य पाक पाककरणमिति चेत् क्लेषः भवति पाकं कृत्वा यच्छन्ति चेत् सम्यक् भवति मम एकस्य एव न एवं अस्तु

द्वित्रापि प्रेषयतु

हा अपेक्षते मध्ये मध्ये तत्र जलं स्थापयन्तु कार्यं कुर्मः खलु बहुश्रान्तता भवति अतः मध्ये मध्ये पातुं जलं तावदेव किमपि अन्यद् किमपि मास्तु तावदेव महोदय ए चिन्ता नास्ति तस्य विषये चिन्ता वयं गृहे कृत्वा आगच्छामः मध्याह्नस्यापि भवान् कथमिच्छति तथा भवति चेत् भवतु आम् अस्तु तर्हि वयं तत्र इतोपि शीघ्रमागन्तव्यं तर्हि क्स् कार्यार्थं षड्वादने प्रातः अस्तु मास्तु हा हा हा आं तत्र किमपि गोबरादिकं किञ्चित् अद्य आनेतव्यं भवति रिक्तं वर्तते हा हा तदेव मा एकमेव मास्तु अन्यत् किमपि चित्रान्नम् उपमा इत्यादिकं किमपि पञ्चान्नं यत्किञ्चित् शक्यते

हा तक्रं ओ लवणं हा हा हा अपेक्षितं बहु मास्तु इषद्

हा रां राम्